मम नगरे तु गृहरहिताः आधिक्येन न सन्ति तथापि केचन दृश्यन्ते तान् लक्ष्यीकृत्य काश्चन संस्थाः कार्यं कुर्वत्यः सन्ति तत्र देशे महती सङ्घटना वर्तते राष्ट्रीयस्वयंसेवकसङ्घः इति तद्द्वारा बहूनि कार्याणि देशे चलन्ति तद् तद्वत् मत्प्रान्ते अपि चलन्ति मत्प्रान्ते सङ्घद्वारा अशिक्षितानां कृते कार्यं क्रियमाणं वर्तते तेन सहैव वृद्धाश्रमः बालकेन्द्राणि अनाथाश्रमाश्च वर्तन्ते सङ्घीयजनाः स्वयंसेवकाः च अत्र बहुषु स्थलेषु कार्यं कुर्वन्ति तद्द्वारा समाजजागृ जागृतिमपि कुर्वन्ति तेन सहैव तैः बहुषु उत्सवेषु बहवः कार्यक्रमाः आयोज्यन्ते कार्यक्रमेषु भाषणद्वारा जनजागृतिश्च क्रियते